नमस्कारः मया भवतः केब् प्रातः षड्वादने आरक्षितम् आसीत् किन्तु विलम्बं कृत्वा भवान् सार्धसप्तवादने आगतवान् भवतः कारणात् एव अहं विमानस्थानं समये प्राप्तुं न शक्तवती अतः अहं धनं न दास्यामि तस्य स्थाने भवता मम कृते धनं दातव्यम्